आम् अद्य परिवारः कृषिवलम्बिताः अस्ति चेदपि बहवः जनाः कृषिकार्यं न चिन्वन्ति इति भासते इदानीन्तनकाले कृषकस्य पुत्रः कृषकः न भवति केचन ग्रामं त्यक्त्वा अन्यत्र कार्यं कुर्वन्ति कृषिः भारतस्य मूलस्तम्भः अस्ति अत्र जनसंख्या अधिकम् अस्ति अतः आहारधान्यानि अपि अधिकानि आवश्यकानि तदर्थं कृषिः आवश्यकम् एव